हरिः ओम् जयश्रीराम नमस्कारः मम नाम महेशकुमारः इदानीं मम गृहे किञ्चित् गृहे उपयोगाय एवं सामग्री आवश्यकी आसीत् अतः आगतवान् अत्र मिलति वा स्वीटोपकरणे एव अहं पश्यन्नस्मि खलु उत्पीठिका मञ्च अनन्तरम् एवम् भोजनस्य भोजनस्य उत्पीठिका तदपि आवश्यकमस्ति किम् इत्युक्ते अस्माकं गृहः नूतनः अस्ति नूतनगृहः अस्ति तत् सर्वं योजनीयम् अतः कथं क्रेतुं शक्यते इति वदतु कति रूप्यकम् अस्ति इति वदतु नन्तरम् अहं वदामि

लभ्यते अस्तु अस्तु इदानीम् एतद् उत्पीठिकास्ति खलु कति रूप्यकाणि भवन्ति

अस्तु अस्तु इदानीं मम गृहस्य उपरि गृहौ द्वौ अस्ति गृहौ द्वौ द्वौ गृहौ गृहौ गृहौ अस्ति तत्र स्थापनाय स्थापनार्थं पञ्च षट् इत्युक्ते पञ्च सेट् सोफ़ा सेट् आवश्यकमस्ति पञ्च अस्तु सेट् इत्युक्ते त्रयः ए त्रयः पञ्च एकं स्वतन्त्रं किम् अस्ति तादृशं पञ्च अवगतं खलु नन्तरम् अन्ते एवं भवति खलु अल्मेरा तत् अल्मेरा प्रायशः षड् आवश्यकमस्ति लिखतु अहं वदामि नन्तरं मञ्चाः अपि षड् आवश्यकाः अस्ति तत् फ़ेमिलि कार्ट् यद् भवति खलु तत् षड् आवश्यकम् अस्ति नन्तरं भोजनाय उत्पीठिकाः चत्वारि आवश्यकमस्ति तत्र षड् आसन्दाः किं भोजनाय उत्प उत्पीठिकानां कृते षड् एक उत्पीठिकानां कृते षड् आसन्दाः आवश्यकाः अस्ति एतादृशीं सामग्रीं कृते कति मौल्यं भवति इति एकम् आवलिं कृत्वा ददातु नन्तरम् अहं गृहं गत्वा तत् दृष्ट्वा वदामि कति आवश्यकमस्ति इति अवगतं खलु अस्तु अहं दृ् इव इदानीं दृष्टवान् दृष्टवान् खलु अतः अहं पुष्टवान् टीक् टीक् उड् अस्ति चेत् बहु उत्तमम् टिक् तर्हि करी करि करिमरा इति व भवति खलु कन्नडे तादृशं तदेव टीक् जर्मन् टीक् मास्तु साक्षात् टीक् एव आवश्यकमस्ति धन्यवादः